त्रयोविंशत्यधिकद्विसहस्रवर्षस्य अक्टोबर् मासस्य एकादशदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रवर्षस्य नवम्बर् मासस्य द्वादशदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रवर्षस्य आगस्ट् मासस्य दशमदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रवर्षस्य जुलै मासस्य नवमदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रवर्षस्य जून् मासस्य अष्टमदिनाङ्कः